चित्राणि बहु विधानि सामान्यतः सजीवव्यक्तिमाधृत्य बहु न्यूनानि चित्राणि चित्रितानि तत्रापि सजीवव्यक्तिचित्रणे तावत् क्लेशः सत्यमपि भवति यद्यपि साक्षात् चित्रणेनैव इयं व्यक्तिः इति परिचयस्स्यात् तथा चित्रम् भवेत् तत्र परिश्रमोपि अपेक्षितः एवं पुनः पुनः अभ्यासः कर्तव्यः तथा एकं पत्रं स्वीक्रियते स्म तत्र बहु रेखादीन् संस्थाप्य तत्र यथा रेखादिनिर्देशं कृत्वा अपरस्मिन् पत्रे तथैव यथा मुखं वर्तते मुखं दृष्ट्वा एतावत् क रेखासु एव वर्तते इति कृत्वा रेखादीनां साहाय्येन चित्राभ्यासः व्यक्तिचित्राभ्यासः वि कृतः वर्तते तावत् व्यक्तिचित्रणाभ्यासे क्लेशस्तु केशादीनां नयनादीनां स्पष्टचित्रणं वर्तते तत्र तेषां चित्रणे बहु क्लेशः जायते यतः प्रत्येकस्मिन् व्यक्तौ अपि भिन्नता भवति तत्र तत्र बहु स्पष्टता व्यक्तेः अवगमनाय स्पष्टता करणाय च पुनःपुनः चित्राभ्यासं कृत्वा तथाभ्यासः कर्तव्यः भवति